हरिः ओं मया द्विवादने अद्य पनीर् पिज़्ज़ा इति खाद्यपदार्थस्य आर्डर् कृतम् आसीत् तद् एकहोरायाम् आगच्छति मह्यं प्राप्यते इति उक्तं तत्र त्रिवादनपर्यन्तम् आगच्छेत् इदानीं सार्धचतुर्वादनं जातमस्ति एतावता मया तद् न प्राप्तं मया धनमपि दत्तमस्ति इदानीमहं तद् आर्डर् क्यान्सल् कर्तुम् इच्छामि तद् इ यावद्धनमस्ति तद् तावद् मां प्रत्यर्पयन्तु